हा हरिः ओं नमो नमः वदतु

भवती कस्मिन् विषये प्रष्टुमिच्छति कानि पुस्तकानि इच्छति भवती अस्तु सन्ति पुस्तकानि तानि तथापि किदृशं नाटकं भवती इच्छती पुरातनं पौराणिकं नाटकं वा आधुनिकं नाटकम् आधुनिकनाटकं हा आमां तादृशानि पुस्तकानि तु सन्ति अस्माकं समीपे तर्हि नूतनानां विषयाणां तत्रापि सङ्ग्रहणं भवति एव आधुनिकनाटकानामपि चयनं तत्र कृतं वर्तते अस्माकम् आधुनिकनाटककाराः सन्ति तेषाम् अनुवादितनाटकानां सङ्ग्रहणं संस्कृते कृतं वर्तते तर्हि तत् पुस्तकं हा नाटकरञ्जनी इति एकं पुस्तकं वर्तते तस्मिन् पुस्तके विविधनाटकानां सङ्ग्रहणं कृतम् अस्ति तत्र आधुनिकविषयाः पुरातनविषयाः अपि तत्र सन्ति पौराणिकानां पात्राणां तत्र ग्रहणं कृत्वा आधुनिकपद्धत्या तेषां तत्र परिचयः अपि कारितः वर्तते

भवती श्वः आगच्छतु दशवादने कति कति पुस्तकानि आवश्यकानि सन्ति पञ्चाशत् पुस्तकानि आमां पुस्तकानि सन्ति भवती श्वः आगच्छतु पुस्तकानि स्वीकरोतु अस्तु मिलामः